हरिः ओं भारत् यात्रा भारत् यात्रा ट्रावेल् एजन्सि किं साहाय्यमपेक्षितम् एकाकी एव यात्रां कर्तुमिच्छति वा अस्तु भवान् भवतः ग्रामः कुत्र हैदराबाद् नगरे भवान् कुत्र यात्रां कर्तुमिच्छति उत्तरभारतदेशे वा दक्षिणभारतदेशे वा कीदृशस्थल कीदृशस्थलानि तत्र नाम प्रा प्राकृतिकस्थलानि वा अथवा धार्मिकक्षेत्राणि वा अथवा समुद्र दार्मि धार्मिकक्षेत्राणि अस्तु महोदय अन्यत् भवान् कथं यात्रां कर्तुमिच्छति रेलयानेन वा कार्यानेन वा अथवा बैक्यानेन कार्येन कार्यानेन एकाकी एव कर्तुमिच्छति तर्हि तमिल्नाडुराज्ये अत्यन्तम् अद्भुताः देवालयाः सन्ति प्राचीनाः तत्र काञ्चीपुरं वर्तते प्रथमं काञ्चीपुरे कामाक्षीदेवालयः अनन्तरं वरदराजस्वामिदेवालयः तत्र स्वर्णगोधिकापि भवति अनन्तरमेकाम्बरेश्वरनाथदेवालयः इति भवति तत्र प्रथमं दर्शनं कुर्वन्तु अनन्तरं मधुरै गच्छन्तु मधुरै मीनाक्षी अत्यन्तं बृहत् सुप्रसिद्धः देवालयः प्राचीनः देवालयः तर्हि भवन्तः गमनसमये भवतां यः कोपि रोगः अस्ति वा यथा भवन्तः स्वस्थाः भवेयुः तथा स्वास्थ्यं सम्यग्रक्षन्तु एमेर्जेन्सि आत्यदिक औषधानि भवतां निकटे संस्थापयन्तु समये समये अतः भवन्तः एकाकी एकाकी भवान् भवति खलु अतः समये समये चार्जिङ्ग् स्थापयतु दूरवाणि मध्ये समये समये भवतां मित्रैस्सह अथवा कुटुम्बजनैस्सह सम्पर्के भवतु तेन भवान् कुत्र अस्ति इति सर्वैः ज्ञायते यः कोपि अनूह्यः अनूह्यघटना भवति चेत् भवतः किं जातमित्यपि ज्ञायते अन्यदितोपि किं किं किमपि प्रष्टुमिच्छति महोदय चेन्नै मध्ये भवन्तः कार्यानेन गच्छन्ति खलु तर्हि साक् मरीना बीच् मरीना मरीना बीच् द्रष्टुं द्रष्टुं शक्नोति मरीना बीच् पार्श्वे एव तत्र इतोपि कपाल कपालेश्वरस्वामिदेवालयः प्राचीनः वर्तते अत्यन्तं पुरातनः सुप्रसिद्धः देवालयः तत्रापि दर्शनं कुर्वन्तु

चन्नैमध्ये सैट् सीयिङ्ग् नाम तदेव मरीना बीच् वर्तते अनन्तरं भोजनादिकं भवन्तः कुत्र कुर्वन्ति किञ्चित् उत्तम उपहारशालाः दृष्ट्वा पृष्ट्वा गच्छन्तु येन भवतां स्वास्थ्यं संरक्षितं भवति

अस् किं महोदय न श्रूयते हिल् स्टेशन् तत्र कोडैकेनाल् इति वर्तते कोडैकेनाल् गन्तुं शक्नुवन्ति अस्तु अस्तु तर्हि शुभयात्रा नमो नमः